मम प्रान्तेषु शिर्डीमन्दिरम् अस्ति सायिबाबा तस्य तेषां तत्र जनाः विश्वासं वर्तते यदा तत्र गत्वा किमपि प्रार्थ्यते प्रार्थ्यते चेत् तद् लभ्यते इति एवं गोदावरी नदी तस्य तटतीरमस्ति तत् दृष्ट्वा एव रमणीयम् एवं रोचते मनसि आकर्षकं दृश्यमस्ति तथा च फ़ेल्कोन् बर्ड् सेञ्चुरी अस्ति तत्र फ़ेल्कोन् नाम पक्षी शैत्यकाले आगत्य निवसति एतादृशं रमणीयं यद् दृष्टान्तमस्ति तद् विचारणं कृत्वा एव रो एव एकेन रूपेण तद् मनसः कृते हा रोचते रोचते चेत् तथा च मम गृहस्य पार्श्वे गृहस्य समीपे त्रीणि ज्योतिर्लिङ्गानि वर्तन्ते त्रयम्बकेश्वर् गृष्णेश्वर् एवं भीमाशङ्कर् तथा च शनिदेवस्यापि मन्दिरम् अस्ति तत्रापि एतादृशं हा विश्वासमस्ति यदा तत्र गत्वा किमपि हा शनिदेवस्य कृते प्रार्थनां करोमि चेत् हा शनिदेवा तत् ददाति इति तथा च एव एक् इतोऽपि अस्ति अहं पुण्ताम्बा यदा गतवान् तस्मिन् मार्गे एव एतादृशं बृहत् अरण्यमस्ति तथा च तत्र यत् प्राकृतिकसौन्दर्यं दृश्यते दृष्टवान् तद् जनानां कृते तु न दृश्यते एव एवं तद् अधिकप्रसिद्धं नास्ति इति कारणादेव जनाः अधिकतया तद् हा तस्मिन् विषये न चिन्तयति परन्तु अहं यद् अहं तत्र चिन्तितवान् यदि तत्र किमपि उद्यानम् अथवा वनं प्राकृतिकरूपेण भवति चेत् अपि जनाः तत्र आगत्य द्रष्टुं शक्नुमः कियान् ह ए एतावत् प्राकृतिकसौन्दर्यं तत्र वर्तते एव तथा च यदा प्रशासनस्य द्वारा अपि मम एकं निवेदनम् अस्ति तत्र यद् हा मार्गः मार्गस्य मार्गं किञ्चित् सरलीकरणं करणीयम् एवं तथा च नूतना या सुविधा अस्ति तद् हा लभ्यते भवेयुः तत्र इति मम आशयः